प्रायः समेषामेव जीवने विद्युदेव मुख्यं निमित्तम् इति वक्तुं शक्यते अत्यन्तं ग्रामे ग्रामवासिनां जीवने कदाचित् न स्यात् किन्तु तस्य प्रभावः विद्युद्व्यत्ययसमये अवश्यं भवत्येव अतः सर्वकारद्वारा अधिकं पल्यूशन् यथा न भवेत् तथा एलेक्ट्रिक् इत्यादिकं कर्तुम् इदानीं प्रयतते तत्रापि बहु विद्युत् क्षयः जलक्षयः भवत्येव तत्र विकल्पाः अस्माभिः एव परि पर्यावरणस्य रक्षणं करणीयम् इत्येव मुख्यं विकल्पः मुख्यः निर्णयः इति वा वक्तुं शक्यते एषां जनानां निकटे इनवर्टर् अस्ति ते तस्य उपयोगं कर्तुम् अवश्यं शक्नुवन्ति किन्तु तत्रापि ब्याट्री क्षयः जलावश्यक्ता इति सर्वाः समस्याः इति सर्वाः समस्याः भवन्त्येव तथापि तासु समस्यासु विद्युतः अभावे इनवर्टर् एव रक्षणं इति वक्तुं शक्यते